आम् मया इदं गीतम् लतामङ्गेस्करस्य मुखात् श्रुतम् मया एतन् गीतं कथमुखात् अपि च रा रञ्जी स्मात् अपि श्रुतं यतः तस्य स्वरः अतीव उत्तमः अस्ति यदा सः गायति तदा जनः रोदितुम् आरभ्यते